महाभारतरामायणेषु असुराः उल्लिखिताः सन्ति नाम तत्र महाब रामायणे तावत् असुराः नाम ये च राक्षसाः रा रावणस्य पक्षीयाः ते असुराः इत्यपि वक्तुं शक्यन्ते अपि च श्रीरामः रामायणे ये च असुराः आगताः राक्षसाः आगताः तेषां संहारं कृतवान् महाभारते तावत् ये च अर्जुनादयः अर्जुनभीम इत्यादयः असुराणां संहारं कृतवन्तः सन्ति तत्र मम अभिप्रायः नाम ये च लोके लोके हितं हितं लोकहितं ये नाशयन्ति अपि च लोकेषु दुष्टः दुष्टाचरणं कुर्वन्ति ते असुराः इति वक्तुं शक्यते राक्षसाः तेषां संहारं रामायणे श्रीरामः अपि च महाभारतेषु रावणः महाभारतेषु अर्जुनः अपि च भीमः इत्यादयः कृतवन्तः सन्ति तत्र महाभारते जरासन्धस्य वधां कृतवान् भीमः अपि च तत्र पलोमः अपि च एतेषां वधां कृतवान् अर्जुनः इति एतद् रामः रामः तु तत्र ताटकासुरस्य वधां कृतवान् अपि च यदा रामायणे सीताम् अन् सीताम् अन्विष्य हनूमान् यदा गतवान् तदानीं तत्र गमनकाले ब राक्षसः राक्षसाः प्राप्ताः असुराः अपि प्राप्ताः हनूमन्तेन हनूमान् हनूमान् प्राप्तवान् तत्र तेषां वधां कृतवान् हनूमान् एवञ्च तत्र लङ्कां प्राप्य तत्र युद्धकाले एतेषाम् असुराणां नाशं कृतवान् श्रीरामः लक्ष्मणः इत्यादयः एवञ्च तत्र मम अभिप्रायः वर्तते असुराणां निवारणम् एव लोकहितं तत्तु करणीयमेव अस्मिन् कालेपि बहवः असुराः वर्तन्ते केचन सामाजिकदृष्ट्या तेषामपि निवारणं यथाशक्ति अस्माभिः कर्तुं शक्यते